हरिओम् नमस्ते अहं अत्र विलेज् कमिटी मेम्बर् अस्मि सङ्गीता इति नमस्ते महोदयः सम्यक् अस्मि मम अहं किञ्चित् वक्तुम् इच्छामि अस्माकं ग्रामस्य इतोऽपि किञ्चित् वर्धनार्थं तत् कम्प्लेन्ट् इति मा स्वीकुर्वन्तु अस्माकं जीवन जीवनं किञ्चित् लघु कर्तुं केचन विषया वक्तुम् इच्छामि हा अत्र किमित्युक्ते प्रथमः विषयः स्वच्छतां विषये अस्मिन् ग्रामे जनानां कृते तावत् किं श्रद्धा नास्ति ते प्लास्टिक् सर्वत्र क्षिपन्ति जल जलाशये क्षिपन्ति अतः किं भवति इत्युक्ते तत् सर्वत्र गत्वा तत् प्लास्टिक् सर्वं बहु मलिनं भवति परिसरः यदा

वदतु

न एतत् अत्र अवकरीका स्थापयामः चेत् तत् मात्रं न पर्याप्तं भवति परन्तु जनानां मनसि परिवर्तनं आनीतव्यं तदेव तदेव बहु मुख्यं कार्यम् प्रथमम् अस्माकं ग्रामजनानां मनसि एतत् मम ग्रामः अहं स्वच्छं पालयामि इति मनसि निधाय एव कार्यं कार्यस्य प्रारम्भः करणीयः अतः प्रथमं ग्रामजनानां मेलानं मेलनं कृत्वा तेषां कृते सम्भाषणं कुर्मः वा एवं न कुर्मः आम् अत्र प्रति प्रति गृहे एकं तु प्रति गृहेषु अयं अवकरीका सप्ताहे एकस्मिन् दिने स्वीकुर्मः अत अतः अवकरीकाः गृहे एव स्थापयन्तु इति वक्तुं शक्यते अन्यत् तु अत्र कामन् प्लेस् मध्ये जल देवालयसमीपे वा मुख्यमार्गे वा तत्रापि वयं स्थापयितुं शक्यते त ते आगत्य तत्र अपि क्षिपतुं शक्यते तत् अपि वयं वदामः अनन्तरं तु ग्रामस्य मुख्य मुख्यमार्गाः सर्वं सम्यक् नास्ति इदानीं पञ्चवर्षात् वर्षेभ्यः पूर्वं ते स्थापितवन्तः सर्वकाराः अनन्तरं तत्र क किमपि नास्ति अतः यदा वाहनानि गच्छन्ति तदा चक्रानि सर्वं भ्रष्टानि भवति तत् सर्वदा भवति एव अस्मिन् ग्रामे

ओ एवं वा

मेल ग्राममेलनं यदा भवति तदा सम्यक् सम्यक् उत्तमा योजना

निश्चयेन अस्तु अस्तु भगिनी धन्यवादः धन्यवादः तत्र सर्वं एकवारं ग्रामजनानां समीपे वक्ष्यामः अस्तु धन्यवादः